अत्र बैकिङ्ग् अनुभवः कदाचित् अहं बेङ्गलूरुनगरतः काञ्चिपुरं गच्छन् आसम् तत्र हैवे वर्तते इति हेतोः तत्र तत्र शतं किलोमिटर् पर् हार् वेगेन गच्छन् आसम् तस्मिन् समये तत्र कृष्णगिरि इति कश्चन मध्यमार्गं ग्रामः वर्तते तत्र वामतः स्वीकृत्य गन्तव्यं भवति काञ्चिपुरार्थम् तत्र वामतः यदा गच्छन् आसं तदा अस्मिन् समये तत्र केचन जनाः मध्यमार्गम् तत्र अनिरिक्षततया आगच्छन् तत्र तान् दृष्ट्वा तत्र तत्र कथमपि अहम् तत्र वेगनिवारणं कुर्याम् इति तत्र ब्रेक्स् सर्वं स्थापितं तदा किञ्चित् स्खलनं जातं पुनश्च अपतम् परं तेषां जनानां ममापि तत्र तत्र व्रणं न जातं परं तस्मिन् समये महा महती भीतिः जाता एषः तत्र अविस्मरणीयः अनुभवः